यूनां पशूनां पालनं कुर्वन् यदा समुचितः विकासः तदा स्वस्थता सुनिश्चितं कृषकाः निम्नं निम्नलिखितानि उपयान् अनुगच्छन्ति यूनां पशूनां पालनविधिः शिशुपालनम् जन्मान्तरं पशुशिशूनां स्वस्च्छतां सनिश्चेतुम् आवश्यकः नासिका सुखं मुखं च शुद्धं का करणीयम् शिशोः शारिरिकतापनानां तापमानं स्थिरं करणीयं ज्वरस्य शीतस्य च निरोधाय आवश्यकः दुग्धपानम् प्रथमं दुग्धम् अतिमहत्वपूर्णं यत् रोगप्रतिरोधशक्तिवर्धनं कर करोति करोति शिशुशरिरीरस्य उपाहरस्य आधारेण दुग्धस्य मात्रा निर्धारितव्या स्वास्थ्यपरिरक्षणम् पशुचिकित्सा तस्य नियमितं निरीक्षणं करणीयम् आवश्यकटीकाकरणं थरा कुण् क्रिमिनाशकद्रव्यं प्रयुज्यमानं करणीयम् सजातयः प्राप्तुं पोषणसमयः प्रश्नसमयः विभिन्नेषु पशुषु प्रछन्नकालः भिन्नः भवति पोषणं प्रजननसमये सन्तुलितं सन्तुलितं पौष्टिकम् आहारम् आवश्यकः प्रोडीन प्रोटीन् खनिजवस्तु विटामिन् विटामिनः च युक्तमाहारं प्रदानं प्रदातव्यम् आहारविधानां पशुचिकित्सा तस्य परमार्थे परमार्शेण का करणीयम्